प्रस्तुते काले यूटूब् फ़ेसबुक् इन्स्टाग्राम् इत्यादि एप् विशेषाः सन्ति एते अत्र दूरवाणीमद्धे सर्वे एप् भविष्यन्ति परन्तु उपयोगः कथं कर्तव्यः एवं दुरुपयोगाः अपि भवन्ति अन्येषां संस्काररूपेण अतः यदि वयं यूट्यूब् पश्यामः चेत् तत्र अनेकाः विषयाः लभ्यन्ते उदाहरणार्थं तत्र यदि वयं उपयोगार्थे यदि पश्यामः चेत् सर्वेषु क्षेत्रेषु विद्यमानाः सर्वे विषयाः तत्र भविष्यन्ति अतः उत्तमक्षेत्रे चयनम् अस्माकं संस्कारस्य एव भविष्यति इति मम दृष्ट्या भवति अतः ये उत्तमविषयान् स्वीकृत्य तत्र तया सम्यक्तया अध्ययनं तत्र सम्यक्तया पश्यन्ति तेषां जीवनम् उत्तमं भवति नो चेत् नरकाय भवत्येव इति मम अभिप्रायः विद्यते